मम अभिप्रायः अस्ति यत् वेदानाम् अध्ययनस्य आधुनिकपद्धतयः यथा भाषाविज्ञानम् इतिहासः च अस्माकं प्राचीनधार्मिक सांस्कृतिकविरासताम् अवगन्तुं सहायं कुर्वन्ति एताः पद्धतयः वेदानाम् अर्थं भाषां साहित्यिकं महत्त्वं च अवगन्तुं सहायं कुर्वन्ति एतेन वयं स्वस्य धार्मिकसांस्कृतिकपरिचयम् अधिकं समृद्धिं कर्तुं शक्नुमः वेदानाम् अध्ययने भाषाविज्ञानस्य महत्त्वम् अस्ति यत वेदस्य भाषा व्याकरणम् अर्थशास्त्रं च अवगन्तुम् अस्माकं सहायं करोति भाषाविज्ञानस्य माध्यमेन वयं वेदानाम् अर्थम् अर्थम् अर्थं च गम्भीरम् अवगन्तुं शक्नुमः तेषां साहित्यिकं महत्त्वम् अपि अधिकतया अवगन्तुं शक्नुमः अनेन अस्माकं वेदानां महत्त्वपूर्णं ज्ञानं प्राप्यते अस्माकं प्राचीनधर्मसांस्कृतिकविरासतां च अवगन्तुं सहायं करोति आधुनिकपद्धतयः यथा भाषाविज्ञानम् इतिहासः च अस्माकं प्राचीनधार्मिकसांस्कृतिकं सहायं कुर्वन्ति वेदानाम् अर्थं भाषाम् अवगन्तुं सहायं कुर्वन्ति एतेन वयं स्वेषां धार्मिकसांस्कृतिकपरिचयम् अधिकं समृद्धिः करोति कर्तुं शक्नुमः नमो नमः